मम राज्ये विभिन्न कलाप्रकाराः दृश्यन्ते यथा नृत्यं गीतम् आदोत्यं पद्यम् अङ्कनं प्रभृतयः तत्र कलां नीत्वा बहु रुचिशिलाः जनाः वर्तन्ते कलां नीत्वा प्रसिद्धाः एवं बहु जनाः अपि वर्तन्ते यथा रवीन्द्रनाथटागोर् विजेन्द्रलालरोय् काजीनज्रुलइस्लाम् प्रमुखः तत्र प्रायः सर्वे बाल्यकाले स्वस्यगृहे शिक्षकं स्थापयित्वा किमपि कलां नीत्वा पठन्ति स्वस्य पठनं साकम् एव ते कलां नीत्वा पठन्ति ये जनाः गीतं गातुम् इच्छन्ति ते गीतं नीत्वा पठन्ति ये अङ्कनं कर्तुम् इच्छति ते अङ्कनं करोति ये नृत्यं कर्तुम् इच्छति ते नृत्यं करोति बाल्यकाले पठनं पाठनं साकम् एव ते स्वस्य गृहे कलायाः प्रशिक्षणं नयति परन्तु ये जनाः कलां नीत्वा एव अग्रे गन्तुम् इच्छन्ति ते कुत्र पठन्ति एतत् चिन्तनं कृत्वा अस्माकं राज्ये विश्वविद्यालयः पुनः महाविद्यालयः स्थापितवन्तः विद्यालयः अतिक्रमणम् अनन्तरं ते तत्र प्रवेशपरीक्षां दत्वा प्रवेशं करोति तत्र विश्वभारती विश्वविद्यालयः नाम्ना एकः विश्वविद्यालयः सन् अस्ति तत्र गीतं नीत्वा ये जनाः पठितुमिच्छन्ति ते गीतं नीत्वा पठन्ति तत्र गीतस्य अपि बहवः भागाः दृश्यन्ते रविन्द्रासङ्गीतं नस्रुल्गीति विजेन्द्रगीति लोकगीति प्रवितयः ये यत् विषयं पठितुम् इच्छन्ति ते तद् विषयं नीत्वा पठन्ति पुनः अङ्कनाविषये अपि तत्र तादृशी एव व्यवस्था चलचित्रं तैलचित्रं स्केच् पेन्टिङ्ग् क्लेद्वारा निर्मितं किमपि स्ट्रक्चर् च प्रभृतयः पुनः पद्यमपि अस्ति पुनः विभिन्न वाद्ययन्त्राणि अपि तत्र दृश्यन्ते विश्वभारती विश्वविद्यालयं रविन्द्रनाथटागोरमहोदयः स्थापितवन्तः तत्र बहु कलायाः प्रशिक्षणं भवति पुनः रविन्द्रभारतिः विश्वविद्यालयमपि अस्ति